अहं मम बाल्यमित्राणाम् एकः समूहः वसति वर्तते तस्मिन्नेव समूहे अहं सर्वदा चारणार्थं गच्छन्नस्मि गच्छामि च अग्रे विशेषेण चार् धां यात्रायां चारणं कर्तुमिच्छामि एवमेव कर्नाटकेविद्यमान उन्नतपर्वतेषु चारणं कर्तुमहम् इच्छामि विशेषेण कुन्दापरप्रदेशे विद्यमान कोडचाद्रिपर्वतम् एवमेव तुमुकूरु निकटे विद्यमान शिवगङ्गापर्वतं देवदुर्गापर्वतम् रामदुर्गापर्वतं सिद्धरदुर्गापर्वतं चित्रदुर्गापर्वतम् एवमेवं रूपेण कर्नाटके विद्यमान उन्नतपर्वतेषु चारणं कर्तुमिच्छामि तदुत्तरमहं विशेषेण उत्तरभारते विद्यमानविशिष्टपर्वतेषु चारणं कर्तुम् इच्छामि यत्र च देवालयाः वर्तन्ते तत्र चारणं कर्तुम् इच्छामि यतो हि तत्र नैसर्गिकसौन्दर्यस्य आस्वादः यथा भवति तद्वतेव देवस्य दर्शनमपि वयं कर्तुं शक्नुमः तद्वारा देवतायाः अनुग्रहः भवति निरग् निसर्गस्य आनन्दः अपि अस्माभिः अनुभवितुं शक्यते एवं रूपेण अहम् अग्रिमेषु दिनेषु एव एतादृश अनुसारेण अनुसारेण चारणं कर्तुम् इच्छामि मित्रैस्सह कदाचित् एकाकी एव एतादृश चारणेषु अहं भागं वोढुम् इच्छामि